माता प्रथमदेवः इति कथ्यते तथा अहम् आदौ गृहे एव श्लोकादीन् पठनं कृतं तदनन्तरं प्राथमिकशिक्षणार्थम् उडुपिनगरे आगतवान् तत्र पेजावरमठस्य प्रह्लादगुरुकुलम् इत्येकं गुरुकुलं विद्यते तत्र प्राथमिकशिक्षणं कृतवान् ततः परं मेट्रिक् शिक्षणार्थं मम गृहं प्रति गतवान् तत्र शृङ्गेरिनगरस्य समीपे नेम्मरु इति एकं ग्रामं विद्यते तत्र मेट्रिक्शिक्षणं कृतवान् ततः परम् पियु अध्यययनार्थं शृङ्गेरिनगरे एव जे सि बि एम् इत्यस्मिन् एकं विद्यालयं विद्यते तत्र पियु कृतवान् ततः परं उडुपिनगरं पुन पुनरेकवारम् उडुपिनगरमागत्य अत्र संस्कृतभाषायां साहित्यं कृतवान् ततः परं ज्योतिष्यविषये मध्यम आचार्य विद्वद्मध्यमं कृतवान् ततः परम् अधुना अहं ज्योतिष्यविषये एव आचार्य नाम विद्वत् उत्तम कक्षायां पठन्नस्मि